आम् आम्

आम् अहं चालकः वदामि भवान् कोस्ति महोदय प्रायः अहं तु सम्यग् एव चालयामि कुत्र किम् अभवत् का स्थितिः जाता न महोदय अहं तु तीव्रवेगेन न चालिष्यामि अहं प्रायः मन्दं मन्दं चालिष्यामि चल् चलामि इति किमपि दुर्घटना अभवत् खलु न महोदय अहं मन्दं मन्दं च च चलामि परन्तु चेत् भवतः समस्या अस्ति चलन्यहं ध्यानम् अवश्यं दास्यामि न तु कापि कापि दुर्घटना अभवत् खलु तत्र अस्तु अस्तु विद्यालयसमये चेत् बालाः भीताः सन्ति तर्हि अहम् स्थितिं ज्ञात्वा दूरींकृतं कृतं कर्तुं शक्यते तरिन्यहं करिष्यामि नात्र संशयः नात्र दोषाः महोदया बव् बव् भवतः दूरवाण्यां श्रुत्वा अहं चिन्तयामि किमपि भवत्यः दूरवाण्यः श्रुत्वा अहं चिन्तयामि किमपि विशिष्टमभवत् खलु तत्र मार्गे अस्तु महोदय एषा समस्या अस्ति अतः अहं क्षमा याचे अग्रिमं भवतः मिलामि मिलिष्यामि अस्तु धरामि अस्तु महोदय मम्म मम द्विचक् मम यानस्य टायरं चोकं भवति अतः अहं मन्दं मन्दं चालिष्यामि अस्तु